न हि मया कस्यचित् गानं साक्षात् न श्रुतं किन्तु यदि अवकाशः वर्तते तर्हि अहं मम गुरोः एव सम्पूर्णां गानसभां श्रोतुम् इच्छामि यतोहि मम गुरुः स्वगाने सर्वान् अपि नवरसान् प्रकटयति तस्याः गाने माधुर्येण सह गभीरता अपि भवति सा रचयितुः भावं शतप्रतिशतं प्रकटयति अतः अहं मम गुरोः एव सम्पूर्णां गानसभां श्रोतुम् इच्छामि इतरेषां गानम् इत्युक्ते तु अहं रामवर्ममहोदस्य गानं श्रोतुम् इच्छामि सः बहुकठिनान् अपि विषयान् सुलभेन गायति श्रोतॄणाम् आयासः असहनता यथा न स्यात् तथा गायति अतः अहं तस्य प्रिन्स् रामवर्ममहोदस्य गानं श्रोतुम् इच्छामि